समकालीनकलासु शिल्पकलायाः प्राधान्यम् अनेकं भवति अत्यनेकं प्राधान्यम् अतिप्राधान्यम् अस्ति शिल्पकलायाः शिल्पकला काठिन्यं शिल्पं काठिन्यं लजीनं लजीलं वा पदार्थं विगर्त्य शिल्पानि निर्मियन्ते शिल्पनिर्माणार्थं सामान्यतया प्रयुक्ताः पदार्थाः सन्ति शिला धातुः काष्टः मृत्तिका च पाषाणकाष्ठादि प्रयोगेन उत्कीर्णं शिल्पनिर्माणं च कर्तुं शक्यते अन्येभ्यः पदार्तेभ्यः निर्मिताः विविधाः प्रक्रियाः प्रयुज्य शिल्पमपि निर् निर्मातुं शक्यते मानवसभायः तस्य विकासः विकासकारणार्थं च शिल्पकला महत्वपूर्णं स्थानम् आवहति सम्पूर्णम् आकृतिम् अग्रे पूर्वे अपि मनसि निधाय शिल्प शिल्प शिल्पाः शिल्पकाराः शिल्पाणि शिल्पकाराः क्रियन्ते अपि ज्ञा एवं शिल्पकला विभिन्नं भवति अन्यत् कला अपेक्ष्या शिल्पकला विभिन्नं भवति शिल्पकलायाः नैपुण्यम् अतिप्राधान्यं भवति नैपुण्य विभिन्नमेव च मनसि शिल्पकाराणां मनसि पूर्वमेव तस्य सम्पूर्णरूपं भवेत् एकं तस्य विशेषाः अस्य नैपुण्यम् उपयुज्य शिल्पाः करोति अतः अन्यत् च कलां कलात् विभिन्नः भवति शिल्पकला अतः अतः शिल्पकला अत्युत्तममेव कः शिल्पकलाभ्यां शिल्प अन्यत् कलाः अन्येभ्यः कलाभ्यः आस्वादनम् उदाहरणाय कस्यापि नृत्तस्य आविष्करणे नृत्तस्य अवसरे तस्य आस्वादनं भवति तत् तत् तत् शेषः तस्य आस्वादनं नास्ति एतत् द्रष्टुं शक्यते दर्शनसमये अपि मात्रः दर्शनसमये मात्रः तस्य आस्वादनं भवति किन्तु शिल्प शिल्पस्य आस्वादनं तस्य शिल्पकारः तत् कृतम् अपि कृतं तदपि कस्यापि समये कश्चन समये वा तस्य दर्शनं द्रष्टुं शक्यते आस्वादनं कर्तुं शक्यते विभिन्नरूपेण परिवर्तनं कर्तुं च शक्यते विभिन्नरूपेण आविष्कर्तुं शक्यते रूपाणि आस्वादनं कर्तुं शक्यते च अतः शिल्पकला अन्येभ्यः कलाभ्यः विभिन्नमेव